अस्माकं क्षेत्रे प्रसिद्धाः विद्यालयाः नवोदयविद्यालयः केन्द्रीयविद्यालयः कान्वेण्ट् विद्यालयः अनेके निजीविद्यालयाः च सन्ति येषु छात्राणां सङ्ख्या अधिका अस्ति तथा च अध्ययनं शिक्षणं च उपरि बलं दीयते अयं विद्याल्लयः पुरस्कृतः अपि भवति